नमस्कारः एतद् उबर् कस्टमर् केयर् खलु अहं प्रातः एकम् उबर् बुक् कृतवान् तत् एकसहस्त्राणि रूप्यकाणि दत्वा परन्तु अहम् अर्धघण्टां यावत् अपेक्षां कृतवान् सः नागतवान् अहं दूरवाणीं कृतवान् अपि परन्तु सः न स्वीकृतवान् अनन्तरम् अहं भिन्नयानमाध्येमेन एयर्पोर्ट् गतवान् एयर्पोर्ट् गत्वा तत् उबर् अहं केन्सल् कृतवान् तर्हि अहम् उबर् तत् केन्सल् कृतवान् एकसहस्ररूप्यकाणि दत्त्वा तत् बुक् कृतम् आसं तत् रूप्यकाणि मम उबर् वालेट् मध्ये प्रेषयतु इति पार्थ्यते धन्यवादः